हरि ओम् नमस्ते मया कार् स्वीकर्तव्यमस्ति तदर्थम् अहं दूरवाणीं कृतवान् मह्यं भवान् पूर्वं भवत् भवतः कम्पनी विषये वदतु तत्र कीदृशं कार् सन्ति बद्जट् चिन्ता नास्ति भोः बद्जट् चिन्ता नास्ति भवान् भवान् मह्यं एकवारं वदतु हा यानस्य नाम किं

आम् मम मम मित्रं वदन् आसीत नागेन्द्रः इति आफ्रोडिङ्ग कृते अपेक्षितं तस्मै तद् किञ्चित् वदति वा

अस्तु तर्हि अहं प्रायः श्वः दूरवाणीं करिष्यामि पुनः यथा इतोपि इतोपि मया द्रष्टव्यं अस्ति अहं सम्यक्तया रिसेर्च् न कृतवान् अस्मि अहं एवम् एव दूरवाणीं कृतवान् एवं प्रष्टुं किम् अस्ति इति

अस्तु धन्यवादः